एवं मत्परिचिताः विश्वा विश्वविद्यालये उपाधियुक्ताः सन्ति ते समीचीनाः एव उत्तमानि कार्याणि एव तैः क्रियन्ते ते च परिक्षादिविषयू परीक्षादिविषयेषु महान्तम् आदरं यच्छन्ति ते च स्वस्य कृते आगतानि कार्याणि सम्यक् कृत्वा ज्येष्ठाय समर्पयन्ति स्वस्य महाविद्यालयस्य विषये तेषाम् आदरभावः एव वर्तते अस्माकं कार्याणि यद्यपि सन्ति तान्यपि तैः सम्यक्कृत्वा एव दीयते यदि अस्माभिः सलहाः पृच्छ्यन्ते तर्हि तैः तदुत्तराणि तस्य निवारणं कथम् इत्यपि सम्यगेव वदन्ति